यदा कोरोना कालः आसीत् तस्मिन् समये तु अन्तर्जालीयशिक्षणस्य महत्त्वं बहु अधिकमासीत् तस्मिन् समये करोणासमये तु साक्षात् अध्ययनस्य व्यवस्था तु न चलति परन्तु अन्तर्जालीयशिक्षणस्य तस्मिन् समये बहु अधिकं महत्त्वम् आसीत् अतः अन्तर्जालीयशिक्षणं बहु सौकर्यमस्ति तथा च अन्तर्जालीयशिक्षणमाध्यमेन गृहात् कार्यं कर्तुं शक्नुमः तस्य किं समयस्य बचत् भवति तथा गमनागमनसमये यः समयः गच्छति तस्यापि तस्यापि किञ्चित् सौकर्यं भवति अतः अन्तर्जालीयशिक्षणं बहु अधिकं सम्यक् अस्ति एवं मम अनुभवः अस्ति अन्तर्जालीयमाध्यमेन शिक्षणस्य किञ्चित् क्वालिटि गुणवत्ता यदि वर्धनीयं भवति चेत् तत् सम्यक् भवति किं यदि अन्तर्जालीयमाध्यमेन छात्राः पठन्ति चेत् तेषां सर्वाङ्गीणः विकासः तु न भवति परन्तु अन्तर्जालीयमाध्यमेन विषयस्य अवगमनमपि शीघ्रं भवति अतः अन्तर्जालीयशिक्षणं किञ्चित् सम्यग्रूपेण तथा च विस्तृतं रूपेण यदि भवति चेत् तत् छात्राणां सौकर्यार्थं भवेत् अतः अहं तु वक्ष्यामि अन्तर्जालीयशिक्षणं बहु सम्यक् अस्ति तथा च आधुनिकज्ञानाय छात्राणां कृते तस्य आवश्यकतापि वर्तते अतः अन्तर्जालीयं शिक्षणं आरब्धं करणीयं तथा च तस्य तेन ज्ञानेन छत्राणां विकासः अपि भवति